सस्यवर्धनाय मृत्तिकायाः आवश्यकता तु भवति एव तर्हि सा मृत्तिका यदि गोमयात् इत्यादि इत्यादयः वस्तूनि उप उपयोजयित्वा वयं मृत्तिकानिर्माणं कुर्मः तर्हि सस्यस्य कृते सा मृत्तिका उपयुक्ता भवति तथा पोषकद्रव्याणां विषये वक्तुं शक्नुमः यत् यावत् आर्गानिक् वस्तूनि वयम् उपयोजयामः तावत् उपयुक्तम् एव अधुना तु सर्वत्रा यूरिया पोटेशियम् इत्यादि सर्वं प्राप्यते एव किन्तु सस्यस्य कृते तत्सर्वम् उपयुक्तं नास्ति नाम तत्सर्वं हानिकारकम् अतः यावत् शक्यते तावत् ग्रामस्थात् ग्रामस्य ग्रामात् वयं मृत्तिकाम् आनयित्वा सस्यस्य कृते स्थापयामः तर्हि तत्सर्वम् उपकारकम् एव